केरलेषु बहूनि नृत्यकलाः सन्ति तत् उत्सवसमये तिडम्बुनृत्यम् इति एकं नृत्यमस्ति तत् एकवर्षं एकम् ए एकवर्षानन्तरं भवति तत् अहं पञ्ज वाद्यं मिलित्वा नृत्यं करोति तां हां छण्डा इडक्का मन्दळं ऐलत्ताळं कोम्ब् इत्यादीनि वाद्य उपकरणानि उपयुज्य तत् करणीयम् ओम् ओणम् उल् होणोल्सवसमये ओणं श्रावणमासे ओणस्य समये ओणम् तस्य समये पुलिक्कळि इति एकं नृत्यमस्ति तत् केरळे बहु केरळे प्रा प्रसिद्धं प्रशस्तं प्रसिद्धाः सन्ति प्रसिद्धाः अस्ति ब्यात् केरळे मन्दिरेषु भरतनाट्यं कुचुपुडि मोहिनी आट्टं कथक्कलि इत्यादीनि नृत्यानि नृत्यरूपाणि एकं कथक्कलि एकं दृश्यकला दृश्यकला तत् मन्दिरेषु मन्दिरेषु वर्तते मोहिनी आट्टं मन्दिरेषु कलोत्सवसमये स्कूळ् कोळेज् कलोत्सवसमये विश्वविद्यालय युवमहोत्सवसमये सर्वत्र आचरेत् मोहिनि आट्टं मध्ये बहूनि व्यायामाः सन्ति परनाट्यसमये बहूनि वव् व्यायामाः सन्ति भरतनाट्यमुद्रायां पताक त्रिपताक अर्तपतागा कर्तिरिमुह इत्यादीनि मुद्राणि सन्ति भरतनाट्यं कुचिप्पुडि मोहिनी आट्टं सर्वं मन्दिरे एव मन्दिरे वर्तते तत् बहु तत् बहूनि रसकरणं अन्तः रसकराणि सन्ति तत् दृश्यं दृश्यं तद् भरतनाट्यमध्ये जतिस्वरम् आलारिप्पू आरभ्य जरितस्वरं तत् मद्ये आदितालम् इत्यादीनि सन्ति बहूनि मुद्राः सन्ति बहूनि व्यायामाः तत् समये सन्ति तत् कृत्वा स् सर्वं सम्यग्रीत्या नृत्यम् करिष्यामि मन्दिरे मन्दिरे एव मन्दिरे कलाक्षेत्रे सर्वे भरतनाट्यं कुर्युः केरळे केरळे त्रिशूर्जिल्लायां चदुरित्ति इ एकं कलामण्डलमस्ति तत् त तदा तत्र बहूनि कला पाठ्यन्ते